मम इष्टतमं तरणस्थानं नदी अस्ति बाल्ये अहं नद्यां नद्याः तीरे गत्वा तत्र क्रीडित्वा मम बाल्यं याप यापितवती अतः अहं नद्यां तर्तुमिच्छामि इदानीम् अहं मङ्गलूरुनगरे निवसामि अत्र बहूनि तडागानि तडागस्थानानि सन्ति मम गृह गृहस्य समीपे एकः तडागः अस्ति अ अत्र बहवः तडागः तडागाः सन्ति नदी अस्ति समुद्रमपि अस्ति परन्तु अहं तत्र विहारार्थं गन्तुमिच्छामि न तरणार्थं